मम ग्रामे जलनिर्गमव्यवस्था बहु उत्तमा व्यवस्था अस्ति कारणं वयं जलव्यवहारं कुर्मः स्नानादिकं कुर्मः प्रक्षालनादिकं कुर्मः तज्जलं नलिकाद्वारा गमनस्य मार्गः अपि अस्ति यत्र जलं मलिनं जलं येन मार्गेण गच्छति तत्र तु उपरि आच्छादनं कर्तुमपि किमपि स्थापितमस्ति अतः मलिनं जलं यत्र भवति ततः मशकानाम् उत्पादनम् अपि अधिकतया न भवति अतः जलनिर्गमव्यवस्था बहु उत्तमा अस्ति अस्माकं ग्रामे इति अहं चिन्तयामि